गोमयस्य अस्माकं संस्कृतौ बहु प्राशस्त्यमस्ति यत्र वयं यागादिकं कुर्मः तत्र यत्र यागमण्डपं वर्तते तत्र यदि गोमयेन सम्मार्जनं क्रियते तर्हि तत् तत् पवित्रमिति सर्वैः मन्यते अतः यागमण्डपे अथवा कुठीरेषु अथवा ध्यानमन्दिरेषु भूमिः सम्पूर्णतया सम्यक्तया गोमयेन सम्मार्जितं भवति द्रष्टुमपि सम्यक् दृश्यते तथैव तस्य प्रयोजनमपि महदेव वर्तते यदि वयं गोमयेन सम्मार्जयामः तर्हि तत्र कीटाः न गच्छन्ति ये ब्याक्ट्रिया इत्यादिकं वयम् आधुनिककाले जन्तूनां व्यपदेशः क्रियते ते जन्तवः ते क्रिमयः तत्र नागच्छन्ति ते नागच्छन्ति इत्यतः सा भूमिः कीटाभिः जन्तुभिः रक्षिता समीचीना भवति प्राधान्येन यज्ञं नाम अहिंसा इत्यर्थः यदि तत्र कीटादया आगच्छन्ति यज्ञे पतन्ति तर्हि हिंसा भवति अथवा कीटादिभिः यजमानः वा अन्यः वा पीडितः भवति अतः गोमयेन सम्मार्ज्यते चेत् कीटानां जन्तूनां बाधः न भवति